यदि मम केभ्यः चलचित्र नटेभ्यः अहं मिलितुम् इच्छामि चेत् कदापि चलचित्र तारकाणां साक्षात्कारस्य अवसरः प्राप्यते तर्हि तेषां रोमाञ्चकं कारिक कथानाम् अनुभवानां च विषये तेषां सह बार्तालापं कर्तुम् इच्छामि एषा कार्यस्य प्रेरणादायकानां क्षणानां सङ्घर्षाणां च विषये तेभ्यः ज्ञात्वा अधिकं ज्ञातुं अवसरः प्राप्यन्ते तर्हि प्रत् तर्हि तर्हि प्रथमं तेषाम् अनुभावानां कार्यरस्य च विषये ज्ञातुं तेषां सह सम्वादं करिष्यामि तेषां सङ्घार्षाः सफलताः तेषां स्व प्राप्नोति कथं प्राप्नोति इति ज्ञातुं मम अतीव रुचिः रुचिः अस्ति अहं तान् पृच्छामि तेषां रोमाञ्चकं कारिककथानं रोमाञ्चककारिका कथानां विषये ये तेषां मार्गे आनयन्ति स्म तत् अतिरिक्तं तस्य अग्रिमः प्रकल्पानां विषये अभिनयक्षेत्रे तस्य प्रयासानां विसये च तस्य सह गोपसम्पं कर्तुं प्रतिक्षामि अस्तु